अस्माकं राज्यम् उत्तर् प्रदेशराज्यं वर्तते अस्माकं प्रदेशस्य कथामहत्त्वं सम्पूर्णविश्वे इदानीं विस्तृतरूपेण प्रचलिता अस्ति यतोहि अस्माकं राज्यस्य मुख्यमन्त्रिणः माननीयः श्रीयोगी आदित्यनाथः वर्तन्ते तेषां प्रदेशुत्थानाय यानि कार्याणि भवन्ति ते अत्युत्तमाः सन्ति अस्माकं राज्ये महापुरुषाणां सङ्ख्या अधिका यथा लाल् बहादुर् शास्त्री महाभागः अस्माकम् उत्तर् प्रदेशतः एव ते अस्माकं देशस्य प्रधानमन्त्रिणः आसन् एवं श्रीचन्द्रसेखर् महाभागः बलीयातः ते अपि अस्माकं प्रदेशस्य प्रधानमन्त्रिणः आसन् एवम् एते तु सामान्य मनुष्याः एव किन्तु एतेषां कार्याणि देशोत्थानाय देशसंरक्षणाय संवर्धनाय च आसन् अधिकं किं वदामि अस्माकं राज्ये भगवतः रामस्य एवं कृष्णस्यापि अवतरणं जातं ते तु अस्माकं पुरुषेषु उत्तमाः सदानुचरणीयाः वन्दनीयाः दर्शनीयाः तेषां कथा इदानीं सम्पूर्णविश्वं प्रकाशयति रामादिवत् वर्तितव्यं न रावणादिवद् इति एवं भगवतः रामस्य विषये तु एतदपि उक्तं रामोविग्रहवान् धर्मः इति